अस्माकं जनाः एव अस्माकं राज्ये इन्दिया देशे ओट् कृत्वा अस् अस्माकम् अधिकाः मन्दिराः तत्र निर्मितं कृतवन्तः नूतन गौर्मेण्ट भविष्यति ते नूतनं नूतनम् अन्य अन्य विषये एकं दीर्घं चिन्तनं कृत्वा डिसिशन् कृत्वा प्रजानुपयोगार्थं मोम् माध्यमेन मोम् प्रजानुपयोगर्थं कार्याणि देशस्य अभिवृद्धिः अग्रे नेतुम् उत्तमकार्याणि चिन्तयित्वा तद् प्रकटयति तद् अग्रे नयति एतादृशं चिन्तनम् राज्यसभामध्ये निश्चितं कुर्वन्ति सामान्य अथवा म् एक कोणे देशे एक कोणे दूरे म एक मा लोकयानं नास्ति इति एके ग्रामे दीपः म म एलक्ट्रिकल् दीपः नास्ति इति एके ग्रामे ग्रामं चेतपि तावद् पर्यन्तम् एतद् राज्यसभायां विषयं झटिति तक्षणे तत्र गच्छति शार् करोति इति चेत् तद् दूरदर्शनं पत्रिकाद्वारा एव एते निश्चयेन एकं म म इद् न्यायं क्रमेण म म मनषच्छिति इत्येकं पालनीयम् परन्तु एकैक म स्थापनम् एकक क पोलिटिशन्स् म पक्षपातः कुर्वन्तः सन्ति ततः किं करोति अस्माकं मम ए मम यद् मन्दिरं समये सभामध्ये किमपि म क साः एवं वा उपायं वा नूतनविषयं प्रकटयति चेत् ते क किं क म ते स सर्वेषां कृते नेतव्यम् ते इच्छ्तिः चेत् तेषाम् उपयोगं भवति चेत् एतत् पत्रिका वा त् म दूरदर्शनं स्मरान् नयति नो चेत् न इच्छति चेत् तद् म डार्क् रूम्मध्ये एव स्थापयति तत् किमपि न विषयं भवेत् तादृशं तादृशं तादृशं यद् न्यायं नास्ति पत्रिका स् धर्ममस्ति एतावद् सर्वान् ख विषयान् ते क श्रद्धया सर्वेषां कृते नेतव्यमिति एका प्रार्थना पत्रिका तादृशा एका म् यद् करणीयमिति मम आशा